हरिः ओम् आधुनिककाले धर्मशास्त्राणां वर्णधर्मादिविचाराः बहुधा विवादाय कल्पन्ते परन्तु तद्विषये मम अभिप्रायः एवं वर्तते वर्णधर्माश्रमपद्धतिः इत्युक्त्वा ब्राह्मणवैश्य क्षत्रिय तथा शूद्र इति वर्णाश्रमधर्मः प्रसिद्धाः वर्तन्ते भगवद्गीतायाम् अपि उक्तम् आधुनिककाले वर्णधर्मादिविचारे बहुधा विवादाः कल्पन्ते परन्तु प्रत् सर्वप्रथमं ब्राह्मणः वर्ण ब्राह्मणवर्णे पूजा कार्यादि कार्यक्रमः तथा क्षत्रीयधर्मे क्ष क्षत्रियाणां रक्षणं ब्राह्मणाः तथा स्त्री वृद्धाः इत्यादि जनानां रक्षणं करणं क्षत्रियाणां कर्म वर्तते तथा शूद्रः शूद्र वर्णधर्मे ब्राह्मणः तथा ब्राह्मणः इत्यादि जनानं सेवाकार्यं करणीयं क्षत्रियाणां तृटितं क्षम्यताम् शूद्राणां वर्णधर्मः विद्यते तथा ब्राह्मणक्षत्रीयवैश्य तथा शूद्र इति वर्णधर्मविचारे बहवः विवादः विवादाः अधुना जायन्ते परन्तु एतत् विषये मम अभिप्रायः वर्णधर्मः ब्राह्मणस्य कर्तव्यं किम् इति मत्वा कार्यं करणीयम् इति तथा शुद् क्षत्रिय धर्म क्षत्रिय धर्मः कः क्षत्रियधर्मं कथं करणीयम् इति मत्वा कार्यं करणीयम् एवञ्च शूद्रसेवाकार्ये तथा वैश्यः वैश्यवृत्तिः ता व्यापारः गोरक्षणम् इत्यादि वैश्यवर्णधर्मे उक्तम् एवञ्च आधुनिककाले धर्मशास्त्राणां वर्ण धर्मादिविचारः इति विषये विवादविषये मम अभिप्राय एवं वर्तते